मे अध्ययन मे अध्ययनं वेङ्कटसुब्र्हमण्यन् इति नामधेयानां गुरुवर्याणां सकासे जायते अहं तु सरलसंस्कृतपरीक्षाः समापितवान् तत्र व्याकरणशास्त्रं मे रुचिकरम् आस्ति इति हेतोः अधुना व्याकरणशास्त्रमपि पठ्यते मया व्याकरणशास्त्रं त्रिवर्षं यावत् अहम् अपठम् अधुना अग्रेपि पठितुं मे इच्छा वर्तते पुनश्च अन्यशास्त्राणामपि आपततः परिचयः प्राप्तः आलङ्कारशास्त्रं किञ्चित् दार्शनिकग्रन्थान् आधारीकृत्य पठितं वर्तते एतदपहाय अधुना मया काव्यानि पठ्यन्ते काव्येषु अधुना रघुवंशं कुमारसम्भवञ्च स्वयम् अधीयमानौ वर्तेते